किं शास्त्रम् अधीतं त्वया तस्य स्थूलं परिचयं कारय मम शास्त्रं वर्तते साहित्यशास्त्रं तस्मिन् मया पठितं साहित्यदर्पणः तथा मम्मटस्य काव्यप्रकाशः काव्यादर्शः एवं काव्यालङ्कारः तत्र पूर्णम् अध्ययनं मम तत्र किमपि नासीत् यद् सिलबल्मध्ये योजितमासीत् तदेव पठितं यथा साहित्यदर्पणः पुनः काव्यादर्शः पुनः काव्यालङ्कारः पुनः काव्यप्रकाशः इत्यस्मिन् चतुर्दश चतुर् चत्वारि ग्रन्थेषु किञ्चित् काव्यप्रयोजनमासीत् तथा च काव्य हेतुः नाम काव्यस्य कारणमासीत् पुनः लक्षणमपि चासीत् एतावत् मया अधुना आगत्यं शास्त्रं चयनं कृतम् एतावत् पठितम् अनन्तरम् अलङ्कारविषये मया किञ्चित् किञ्चित् ज्ञातमस्ति तत्र वयं तत्र अहम् अधिकम् केवलम् अधुना अस्मिन् सिलबस्मध्ये वर्तते कविकृतेः परिचयः इति अधुना तावदेव भरतमुनिं विषये पठितं भरतमुनिः नाट्यशास्त्रस्य विषये र नाट्यशास्त्रं रचितवानस्ति नाट्यशास्त्रग्रन्थे षट् त्रिंशत् अध्याया सन्ति तत्र बहवः अभिनवगुप्तः अभिनवः पुनः राहुलः भट्टवन्त्रः भट्टलोल्लटः इत्यादयः महाकवयः तस्य टीकापि कृतवन्तः तत्र अत्यधिकम् अस्माभिः द्रष्टुं शक्यते अधुना समुपलभ्यते यस् समुपलभ्यते तस्य टीका नाम अभिनवः इति कवेः सः वदति तत्र सप्त त्रिंशत् अध्यायाः सन्ति इति पुनः षट् सहस्रं सहस्राधिक श्लोकाः अपि तत्र सन्ति इति सः सूचयति किन्तु षट् त्रिंशत् एव अध्यायाः सन्ति पञ्चसहस्राधिक श्लोकाः सन्ति इति भरतमुनिः कथयति